मम ग्रामसम्प्र समूदाये कृषिक्षेत्रे अधिकं सफलता नास्ति परन्तु ग्रामेपि व्यापारः भवति तत्र किञ्चित् सफलता भवति अधिकं न भवति परन्तु किञ्चितपि भवति तत्र शाकानं व्यापारं कर्तुं शक्नुवति तत्र खाद्यवस्तूनामपि व्यापारं कर्तुं शक्नोति तत्र ग्रामे विभिन्नपकारेण व्यवसायः कर्तुं शक्यते ते यथा वस्त्रं दुग्धम् एवं प्रकारेण विभिन्नप्रकारः प्रकारस्य व्यवसायः कर्तुं शक्यते अहं एतत् सफलं करण करणार्थम् अधिकं परिश्रमं कृतवान्